अहं भारतीयदर्शनविभागे शास्त्रीप्रथमवर्षे अध्ययनं कुर्वाणः अस्मि तथा दर्शनशास्त्रस्य इतिहासविषये यथामतिं वक्षामि तत्र षड् आस्तिकदर्शनानि सन्ति यथा साङ्ख्ययोगन्यायवैशेषिक उत्तरपूर्वमीमांसा उत्तरमीमांसा तत्र साङ्ख्यदर्शनं दर्शनस्य कर्ता वर्तते कपिलमुनिः तस्य दर्शनस्य प्रमुखसिद्धान्तः वर्तते प्रकृतिपुरुषः अनन्तरं तत्र अस्ति तत् सत्कार्यवादः अनन्तरं योगदर्शनं दर्शनं वर्तते तस्य दर्शनस्य प्रवक्ता तस्य दर्शनस्य प्रवक्ता हिरण्यगर्भः अ अपि च तस्य योगसूत्रस्य कर्ता पतञ्जलिः तत्र पतञ्जलिविषये एकः श्लोकः वर्तते पतञ्जलिः प्राञ्जलिरानतोस्मि यथा तत् श्लोकमस्ति तत्र योगदर्शने वन् नै ये पञ् पञ्चनवत्याधिक एकशतं सूत्राणि वर्तते तत्र इ अथ योगानुशासनमिति प्रथमं सूत्रम् अनन्तरम् आयाति न्यायवैशेषिकः न्यायवैशेषिकस्य न्यायदर्शनस्य कर्ता गौतमः वैशेषिकस्य कणादः तत्र तद् तद्वयोः मिलित्वा एकम् अन्नंभट्टः तर्कसङ्ग्रहं रचितवान् तत्र तर्कसङ्ग्रहे सप्तपदार्थाः स्वीकृताः अनन्तरं चतुर्विंशतिर्गुणाः स्वीकृताः नवद्रव्याणि स्वीकृतानि तत्र चत्वारः प्रमाणं मन्यन्ते तत्र तत्र अन्यदपि विषयं स्वीकृत्य अनन्तरम् आगच्छति मीमांसा मीमांसा मीमांसायाः आस्तिकदर्शनेषु यत् वेदः वर्तते आस्तिको नास्तिको वेदनिन्दकः वर्तते तत्र यद् आस्तिक दर्शनं वर्तते तत्र वेदस्य प्रमाणं स्वीकृतं यथा च प् पूर्वमीमांसा उत्तरमीमांसा सम्पूर्णं वेदः वेदः एव अस्ति वेदस्य पूर्वभागः पूर्वमीमांसा वेदस्य उत्तरभागः उत्तरमीमांसा इति तत्र पूर्वभागस्य कर्ता जैमिनिः स जैमिनीसूत्राणि प्रतिपादितवान् तत्र धर्मः धर्मधर्मस्य लक्षणं मीमांसायां प्रतिपादितुं प्र पूर्वमीमांसायां प्रतिपादितः विषयः वर्तते तस्मिन्नेव विषये तत्र श्लोकं वर्तते धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् अथा तु धर्मजिज्ञासा आद्यं सूत्रमिदं कृतं धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् इति तत्र वर्तते पूर्वमीमांसायां पूर्वमीमांसायाः अपरं नाम वर्तते द्वादशलक्षिणी अनन्तरम् अस्ति उत्तरमीमांसा नाम वेदान्तः वेदान्तविषये वेदान्तपञ्चदशि इति नाम्नः ग्रन्थः वर्तते अनन्तरं वेदान्तसारः इति ग्रन्थः वर्तते तत्र ब्रह्मनिरूपणं कृतं वेदान्ते ब्रह्मविषये अथा तु अथा तु ब्रह्म अथा तु ब्रह्मजिज्ञासा वर्तते एवं धन्यवादः